मया गतसप्ताहे आमेज़ान् द्वारा एक स्मार्ट् वाच् आडर् कृतमासीत् चतु चतुस्सहस्र्मूल्यात्मकं बहु उत्तम प्राडक्ट् अस्ति एतद् तत्रैव वयं फोन् रिसीव् कर्तुं शक्नुमः अस्माकं हार्ट् बीट् द्रष्टुं शक्यते अनन्तरं कति पादानि चलन स्टेप्स् अभवत् इति अपि द्रष्टुं शक्यते बहुसौकर्यमस्ति फोन्स् अपि इतः एव रिसीव् कर्तुं शक्यते इति बहु उत्तम आप्शन् इति मया चिन्त्यते